अस्माकं प्रदेशे प्रधानव्यवस्था सर्वकारीयव्यवस्था विद्यते मठानां व्यवस्थापि विद्यते सामान्यैः अपि तत्र शालाशुल्कं पूरयितुं शक्यते एव तस्मिन् विषये समस्या नास्ति बहु कीदृशविषयाः बहुजनैः अधीयमानाः विद्यन्ते इति चेत् अत्र साहित्यशास्त्रम् अधिकतया स्वीक्रियते व्यकरणशास्त्रं केचन स्वीकुर्वन्ति परन्तु अत्य अधिकाधिकाः अलङ्कारशास्त्रमेव पठन्ति न्यायविषयेपि केचन वर्तन्ते ज्यौतिषे अपि केचन विद्यन्ते ततः अधिक अधिकाधिकतया व्यवस्था एस् एम् एस् पि एका कलाशाला विद्यते तत्र संस्कृतं तत्र अध्ययनं कुर्वन्ति शालाशुल्कं तु नातीव वर्तते अस्मिन् विषये किमपि वक्तव्यं चेत् एतावता अलम्